हरिः ओम् नमोनमः मया शास्त्रपुस्तकानि अपेक्षन्ते तर्हि भवत्याः पार्श्वे के के पुस्तकानि सन्ति आम् तर्हि मया मत् कृते तु व्याकरणशास्त्रस्य पुस्तकानि अपेक्षन्ते आं तर्हि द्व् मया वैयाकरणसिद्धान्तकौमुदी अपेक्षते तर्हि तत् कति रूप्यकाणि सन्ति पञ्चाशत् रूप्यकाणि अस्तु तर्हि अहं श्वः आगत्य स्वीकरोमि तर्हि तस्य नाम ओपनिङ्ग् टैम् किं भवति आं समयः आं तर्हि अहम् एकादशवादनपर्यन्तम् आगमिष्यामि चलति वा आं तर्हि अनन्तरं मया साहित्यस्यपि पुस्तकानि अपेक्षन्ते साहित्यशास्त्रस्य आम् भवत्याः पार्श्वे किं भवत्याः पार्श्वे किमस्ति के के पुस्तकानि सन्ति भवत्याः पार्श्वे मया तु साहित्यशास्त्रप्रवेशिनि तत् पुस्तकम् अपेक्षते भवत्याः पार्श्वे अस्ति वा भागप्रथमं वा द्वितीयं वा अस्ति द्वौ अपि अस्ति खलु तर्हि अहम् आगत्य श्वः स्वीकरोमि अहम् एकादश वादने आगमिष्यामि तर्हि तत् त्रीणि अपि पुस्तकानि निष्कासयतु मत्कृते अनन्तरं तस्य एकं लिस्ट् यत् बिल् तदपि यच्छतु आं तत् कृत्वा स्थापयतु अहं श्वः एकादशवादनपर्यन्तम् आगमिष्यामि स्वीकरोमि तर्हि तत् तत् त्रयः अपि किम् किम् अमौण्ट् जातं तस्य तत् कति रूप्यकाणि आं मिलित्वा त्रयः अपि मिलित्वा कति रूप्यकाणि जातम् एकसहस्रपर्यन्तम् तत्तु बहु बहु दीर्घम् अस्ति आम् अधिकमस्ति तर्हि किञ्चित् न्यूनं कर्तुं शक्नोति वा अष्टशतं वा अस्तु तर्हि सप्तशतं मध्ये भवति आहा अस्तु तर्हि आगमिष्यामि अहं श्वः स्वीकरिष्यामि तत् पुस्तकम् अस्ति अस्तु तर्हि मिलामः धन्यवादः